पश्चिमबङ्गप्रदेशे मम गृहमस्ति तत्र प्राकृतिकसम्पदः अधिकतया न विद्यन्ते परन्तु तेषु द्वयं वर्तते यस्य उपयोगः व्यापारेषु भवति यथा अङ्गारः तस्य मूल्यन्तु अधिकं वर्तते अस्माकं प्रदेशे आशानुशोलमण्डले अङ्गारः अधिकतया प्राप्यते तस्य उपयोगः बहुत्र भवति यथा अग्नेः प्रज्ज्वालने रन्धनकार्ये तथा च विद्युन्निर्माणे च न केवलम् अस्माकं प्रदेशे अङ्गारस्य प्रयोगो भवति अपि तु अस्माकं देशस्य विविधप्रदेशे तस्य उपयोगः भवति अतः तस्य उपयोगः व्यापारेषु दृश्यते आशानुशोलमण्डलात् उत्तोल्य देशस्य विविधस्थानेषु तस्य व्यापारत्वेन प्रेषणं भवति रूप्यकाणाञ्च आदानप्रदानमाध्यमेन तस्य व्यापारः सम्भवति अपरश्च अस्ति दार्जिलिङ्ग् मण्डलस्य चायं अत्रस्थं चायन्तु जगद्विख्यातं तस्य उपयोगः व्यापारेषु अपि भवति न केवलम् अस्माकं देशे अपि तु विदेशेऽपि तस्य व्यापारो भवति उत्तमस्वादत्वात् तस्य मूल्यं तु अधिकम् एव